त्वं कीदृशानि चित्राणि गृह्नासि समीचीनः प्रश्नः अहं तावत् पुरावस्तूनां चित्रग्रहणं करोमि नाम आर्कियालाजिकल् फोटोग्राफि तत्र पुरातनमन्दिराणि अथवा पुरातनस्थानानि यानि वर्तन्ते राजमन्दिराणि इत्येवं रीत्या तेषां चित्रग्रहणं करोमि तथैव प्रकृतेः चित्रग्रहणं करोमि तथैव इतोऽपि एस्ट्रो फोटोग्राफि इति नाम रात्रौ नक्षत्राणां चित्रग्रहणं यद्वर्तते तत्रापि मम रुचिः वर्तते इत्येवं रीत्या अहम् एतेषु एत् एतेषां चित्रग्रहणं कर्तुम् अभिलषामि तत्र किमर्थं तत्र आर्कियालाजिकल् फोटोग्राफि इत्येवं रीत्या कर्तव्यम् इति पृष्टे अस्मासु बहूनां तत्र ज्ञानमेव न भवति यत् तत्र इदं स्थानं कुत्र वर्तते अत्र क चरित्रं किं वर्तते अस्य स्थानस्य इत्येवं रीत्या अतः तत्र सर्वत्र जनानां बोधकल्पनाय अहं तादृश चित्रग्रहणं करोमि